आम् मम प्रदेशे वृद्धेभ्यः समस्याः अपि वर्तन्ते सहकारोऽपि वर्तते यथा केचन भवन्ति वृद्धानां विषये न चिन्तयन्ति एव तेभ्यः कष्टं कष्टं यच्छन्तः एव भवन्ति अपि च अन्ये केचन भवति वृद्धानां विषये ज्ञात्वा तेषां दौर्बल्यं ज्ञात्वा तेभ्यः साहाय्यं कुर्वन्ति यथा तेभ्यः वस्त्रादिदानं तेभ्यः भोजनदानं इत्यादिकं कृत्वा तान् पालयन्ति केचन अन् अपि च वृद्धाश्रमे बहुजनाः वृद्धाः प्राप्यन्ते तेषां पुत्राः पुत्र्यः न जानन्ति एव तेषां मौल्यं किन्तु अन्ये जानन्ति अन्ये गत्वा तेषां आरोग्यं पश्यन्ति तेभ्यः साहाय्यम् कुर्वन्ति एवं मम प्रदेशे वृद्धेभ्यः ज्येष्ठेभ्यः गौरवः सहकारः तेषां समस्यायाः च वर्तते